मम कुटुम्बे इदानीं वयं त्रयः सहोदराः स्मः मम माता अस्ति एकः ग्रामे तिष्ठति अन्यः मङ्गलोर्नगरे अस्ति अहं तु सागर्नगरे अस्मि तत्र एकः ज्येष्ठकृषिवलः भवति मम स्नेहिताः बहवः सन्ति मित्राणि सन्ति तत्र अध्यापकाः सन्ति वणिजः सन्ति नानाप्रकारकाः भवन्ति ते यदा कदापि अवकाशं कृत्वा मां मेलनं कुर्वन्ति तत्र अस्माकं योगक्षेमस्य विचाराः चर्चा भवति